वैदिकसाहित्यस्य अध्ययनं मया साक्षात् कृतं तु नास्ति किन्तु वेदात् वेदेषु याः सुक्तयः सन्ति याः प्रसिद्धाः याः प्रसिद्धाः सन्ति अस्माकं दैनन्दिनदिनेषु वयं शृणुमः देवालयेषु अपि तेषां तेषां श्रवणं तेषां पठनं भवति वयं तत्रापि श्रोतुं शक्नुमः तानि तानि सूत्राणि श्रुत्वा तस्मिन् विषये संस्कृतं संस्कृतज्ञानं तेषामर्थः भावार्थः भाष्याणि एवम् अथवा कदाचित् पण्डितैः यत् भाषणानि कृतानि तत् मया श्रुतम् अस्ति तथैव अस्माकं संस्कृतभारत्याः आयोजितानि शिबिराणि आयोजितानि शिबिराणि सन्ति यत्र प्रौढाः ज्येष्ठाः संस्कृतज्ञाः आगत्य उपनिषत् उपनिषत् विषयेषु अथवा अन्यवाङ्मयेषु किञ्चित् परिचयात्मकरीत्या भाषणं परिषत् पर् परिचयार्थं भाषणं कुर्वन्ति तद् श्रोतुमपि श्रोतुं श्रोतुमपि अहं शक्ता आसं तद् मम सौभाग्यः